हरिः ओं नमस्ते मम नाम गिरीशः इति अहं एकस्याः संस्थायाः आयोजकः अस्मि संस्थायां विद्यमानानां ज्येष्ठानाम् अनन्तरम् उत्कृष्टस्थाने विद्यमानानां सर्वेषामपि प्रवासस्य आयोजकः अस्मि नाम अस्माकं संस्थाद्वारा यत्र यत्र गम्यते तत्र सर्वत्र अस्माभिः प्लेन् क्रियते तदर्थमहं कश्चन प्रवास आयोजकमहं पश्यन् अस्मि अस्माकं बिस्नेस् ट्रिप् इति वर्तते नाम अस्माकं कार्यमेव देशेषु विदेशेषु वर्तते तद् तदर्थं पञ्चदशजनाः अस्माकं संस्थायाम् इदानीम् अस्मिन्नेव भारतदेशे परिभ्रमणं कर्तुम् इच्छन्तस्सन्ति नाम कर्णाटके दिनद्वयम् अनन्तरं चेन्नै मध्ये दिनद्वयं रामेश्वरं दिनद्वयं बहु तेषां वासः भवति अनन्तरं ते आन्ध्रम् आन्द्रप्रदेशे विशाकपट्टनं प्रति गच्छन्ति तत्र दिनत्रयम् एवम् एकस्य मासस्य सम्पूर्णम् अस्माकं प्लेन् वर्तते अस्माकं नियमितरूपेण चर्या वर्तते काचन चर्या वर्तते तदर्थं किं यत्किञ्चित् भवतां सकाशात् सहायमुपलभ्यते वा एवं मम स्नेहितः कश्चन भवतां सङ्केतं दत्तवान् अस्ति

एका काचन व्यवस्था वर्तते वा इति वक्तुं प्रश्नः पृच्छन्नस्मि ओ सन्तोषः सन्तोषः ओ महोदय एकः एकः प्रश्नः आसीत् इदानीं ये जनाः अस्माकं संस्थाद्वारा आगच्छन्ति ते तु उत्कृष्टस्थाने विद्यमानाः नाम सामान्यरूपेण रैल् यानेन ते न गन्तुमिच्छन्ति तेषां कृते अनु वतानुकूलितम् आसन्दव्यवस्था भवति चेत् योग्यं भवति अनन्तरं बिस्नेस् क्लास् मध्ये ते गन्तुमेव इच्छन्ति एवं फ़्लैट् द्वारा गमनकाले एवं वर्तते अनन्तरं द्वितीयं मया प्रष्टव्यमासीत् वासार्थं भवद्भिः उक्तं खलु होटेल् इत्यादिकम् आयोज्यते नाम तेषां वासार्थं वासार्थं होटेल् लाड्ज् इत्यादिकम् उच्यते किम् इति उक्तं खलु तत्र ए सि भवति वा नाम अनन्तरम् अनन्तरम् आहारव्यवस्थायाम् एकं हा हा एवं वा एवं वा बहु सन्तोषः महोदय एकम् एकः प्रश्नः अस्माकं समुदाये अथवा अस्माकं समूहे सस्याहारं मांसाहारं द्वयमपि ते स्वीकुर्वन्ति तादृशाः एव जनाः सन्ति तयोरपि व्यवस्था वर्तते वा

निश्चयेन महोदय निश्चयेन निश्चयेन इयमेव सङ्ख्या खलु भवताम् अस्तु महोदय अस्तु अस्तु प्रशान्तः महोदय दन्यवादः बहु धन्यवादः महान् सन्तोषः अस्तु धन्यवादः